सङ्गीतसम्बन्धिनः कार्यक्रमान् अहं बहु दृष्टावान् अस्मि तत्र हिन्दीभाषायाम् इण्डियन् आय्डाल् इति कश्चन कार्यक्रमः वर्तते तत्र लघुबालकाः बालिकाश्च आगच्छन्ति ज्येष्ठाः वृद्धाः अन्ये अन्ये अन्ये इत्यादयः इत्यादिषु प्रदेशेषु च प्रदेशेषु च आगच्छन्ति आगमिष्यन्ति च तत्र किं भवति नाम कश्चन गायति तद् श्रुत्वा जड्जस् नाम ये निर्णयं कुर्वन्ति त्रयः ते उपविष्टाः भवन्ति ते श्रुत्वा तस्य अङ्काः नाम गानस्य अङ्कं वदन्ति उक्त्वा सः जितः वा पराजितः वा जितश्चेत् अग्रे गच्छति फ़ैनल् इत्यादि क्वालिफ़यर् इत्यादिषु स्थरेषु स्थरेषु स्थलेषु गच्छति डिस्क्वालिफ़ै चेत् सः गृहं गच्छति ततः प्रेरणां प्राप्य गृहं गत्वा सः सम्यक् अभ्यासं कृत्वा आगच्छति पुनः अपेक्षितं चेत्

कण्ठे किमपि जिह्वा इत्यादिषु सम्यक् कर्तव्यं चेत् ते जड्जस् जनाः वदन्ति सः यः गानं ग्रामं गीतवान् अस्ति नो चेत् या गीतवती सा वक्तुम् इच्छति कियत् किमपि वक्तुमिच्छति चेत् कुत्रचित् प्रेरणा प्राप्ता अतः सा आगतवती चेत् सा सर्वं वदति तत्र कामेडीस् इत्यादि सर्वं भवति ते जड्जस् जनाः जड्जस् जनैः सह पुनः ये भागं भागार्थिनः किं भागार्थिनः सन्ति तयोः निकटे नैकट्यम् अधिकं भवति ते सर्वे सम्यक् सम्भाष्य स्वसमृद्धं वर्धयन्ति एवं कार्यक्रमाः बहवः वर्तन्ते तत्र इण्डियन् ऐडोल् अन्यतमः